मम समुदाये अनेके पर्वाः आचरन्ति भारतीयशैल्या वस्त्रविन्यासे अपि वैशिष्ठ्यं वर्तते यथा महिलाः शाटिकां धरन्ति पुरुषाः वेष्ठिं धरन्ति इयम् अस्माकं पद्धतिः एवं मनसः उल्लासः पर्वाणि अस्माभिः आचर्यन्ते तत्र च अनेके विधयः भवन्ति तत्र यथा दीपावलीपर्व वर्षे एकवारम् अस्माभिः आचर्यते तत्र अमावस्यायाम् अयं पर्व आचर्यते इत्यस्मात् दीपैः इदं पर्व अस्माभिः आचर्यते एवमेव भारतीयपञ्चाङ्गम् अनुसृत्य युगादि पर्व अस्माभिः आचर्यते तत् अस्माकं वर्षस्य प्रथमं दिनम् अस्माभिः युगादि आचर्यते एवमेव केरलेषु इदमेव पर्व ओणम् इति नाम्ना आचर्यते अयम् एकः भेदः एवमेव भारते आचरणे भेदमेव वर्तते चेदपि भारतीयानां विचारः एकः एव